मीडिया द्वारा प्रसारिताः विषयाः मम प्रान्ते संहितां समाजे महत्त्वपूर्णानां प्रभावं कर्तुं शक्नुवन्ति जनमतस्य स्वरू स्वरूपनिर्माणेन महत्त्वपूर्णविषयेषु जागरूकतां उप् उत्थापयितुं जनानां दृष् दृष्टिकोनं प्रभावयितुं कर्तुं च मीडिया महत्त्वपूर्णं भूमिकां निर् निर्वहति एतत् वर्तमानम् एतत् वर् एतत् वार्तालापः वार्तालापं प्रेरयितुं कार्याणि प्रेरयितुं समुदायानां एकत्रीकरणं कर्तुं च शक्नुवन्ति स्था स्थानीयवृत्तपत्रम् एकं प्रकाशः प्रकाशनं यत् विशिष्टक्षेत्रे अथवा समुदायस्य अन्तः घटनानां वर्तमानानां घटनानां च विषये केन् केन्द्रितं भवन् भवति अस्मिन् क्षेत्रे निव् निवसनं निवसितं जनानां कृते प्रसङ्गः प्रासङ्गिकाः स्थानीयवार्ताः वार्ताः राजनीतिघटनाः कथाः च इति विषये सूचनां प्राप्नुवन्ति स्थानीयपत्राणि भवतः समुदाये यत् घटनाः यत् घटनाः तत् सम्बन्धं भव् भवतु तथा च भवन्तः प्रति भवन्तः प्रतिविशेषं प्रतिविशेषाणाम् कृते महत्त्वपूर्णानां विचाराणां घटनानां च विषये ज्ञातुं च उत्तमः उपायः अस्ति